कथमहं मम परिवारजनैः सह धार्मिकमहोत्सवं चालयामि इति प्रश्नः तस्य उत्तरमेवमस्ति प्रथमं धर्मः नाम कः इति वदामि ततः परम् अस्माकं पूर्वजाः उक्तवन्तः खलु श्रावितवन्तः रामायणादिकम् शास्त्रादिकं भागवदादिकं तत्सर्वं मम जनेभ्यः अहं श्रावयामि तत्श्रुत्वा स्वयमागच्छन्ति अस्माकं जनाः मम सिद्धता एवं भवति इदानीं रामनवमी इत्युक्ते मासद्वयादेव अहं सिद्धतां करिष्यामि तस्य उत्सवस्य विधानं तु एवं कर्तव्यम् इति केवलं वदनं इति न एकस्मै पुरुषाय त्वं भोजनकार्ये कार्ये त्वं भवसि स्वामिनां अलङ्कारविषये त्वं भवसि इति अन्यं पुरुषं नियोजयामि इत्येवमेव भवति उत्सव कार्यक्रमः